हरिः ओं नमोनमः आं वदतु आं तर्हि मम कोलिफ़िकेशन् तु मम ज्योतिषमध्ये शास्त्री पदवी जाता तदनन्तरम् आचार्यः अपि जातः तदनन्तरं मम नेट् क्लियर् अपि अस्ति

ज्योतिषमध्ये अहं त्रय अपि स्कन्दः ज्योतिषमध्ये तः अहं पठामि पठितवान् आम् आं जातं पठनं जातम् आम् अस्ति आमां जानामि आम् अस्ति तत् श्लोकमध्ये राजयोगः वदन्ति तत्र एकं श्लोकमध्ये द्विपञ्च श् श्लोकमध्ये वदन्ति तत्र दशं तथा लग्नमध्ये तस्य अधिपतिः परस्परेण सम्बन्धेन गृहे स्थितः तर्हि तत्र राजयोगः भवति राजयोगः भवति तदनन्तरम् अन्तिमं श्लोके नवं नवमादि नवमस्य भावस्य अधिपतिः तथा लग्नस्य अधिपतिः परस्परेण सम्बन्धेन चेत् तत्रापि राजयोगः भवति एतत् तस्य अन्तिमं द्वयि श्लोकमध्ये रा राजयोगस्य कृताण राजयोगस्य राजयोगस्य कृते तत्र वदन्ति अन्योन्य आश्रितम् इत्युक्ते परस्परेण सम्बन्धः इत्युक्ते न नवमस्य तथा नवनश् इति एवं प्रकारेण सम्बन्धः दर्शयन्ति चेत् एतच्छब्दः

आम् अहं संहिताशास्त्रमध्ये प्रक्षिप्त्वान् आम् अस्ति श् वास्तुः अपि अस्ति बृहत्संहितायाः आचार्यस्य नामपि मम कृते न स्मरणीयम् हा आं वराहमिहिरः अस्ति सम्यक् सम्यक् आम् अस्ति अहं मम विद्यालये अहं त्रीणि वर्षाणि विद्यार्थिनां कृते अहं पाठयामि अहं तत्र लिल्लभारति पुनारि तथा च लिलावत्यां मध्ये अहं विद्यार्थिनां कक्षायाः कृते छात्राणां कृते अहं पाठयामि द्वितीयम् आम् अहं शृणोमि अहं शो श्रावयामि लीलागलुलल्लोलकालव्यालविलासिने गणेशाय नमो नीलकमलायमलकान्तये एतत् तत्र द्वितीयं मङ्गलाचरणम् आसीत् कमलकान्तये

आं महोदय आं धन्यवादः महोदय